हा हा वदतु नमस्ते नमस्ते वदतु

व्यवस्थां कुर्मः गृहं गृहं गृहं कथं गृहं कथं भवितव्यम् एकप्रकोष्ठस्य वा प्रकोष्ठद्वयस्य वा प्रकोष्ठत्रयस्य वा कथं भवितव्यम् प्रकोष्ठद्वयं हा पुत्रद्वयमस्ति पुत्रद्वयम् अस्ति हा हा हा हा अस्तु

एका शिमोगा मध्ये तथा न मिलति दशसहस्राधिकं भवति तत्र तत्र कस्मिन् प्रदेशे भवितव्यं अग्रहारे वा यत्र यत्र कुत्रापि वा अथवा भवतः भवतः भवतः पुत्रः भवतः पुत्रौ कुत्र अध्ययनं कुर्वन्ति हा हा हा हा हा हा हा हा तत् हा वस्तुतः समीपे एव भवितव्यं वा शिमोगा नगरे केपि सर्वमपि यदस्ति भ्रामणानाम् अग्रहारे हा हा हा हा हा हा हा प्रायश तदावश्ये दशसहस्राधिक हा हा न न तत्र शिमोगा मध्ये किं भवति इदानीं गृहाणि न मिलन्ति दशसहस्राधिकं वद दशसहस्राधिकं वदन्ति किञ्चित् एतत् कुर्मः बार्गेन् एवं कुर्मः अस्तु अहं प्रयत्नं करोमि दिनद्वये अहं वदामि दिनद्वये अहं वदामि दास्यामि एकं गृहं भवतः कृते अहं तत्र यच्छामि चिन्ता मास्तु कदा आगच्छति कदा आगच्छति आगामिनि मासे आगमिष्यति हा तत्र अस्तु अस्तु तत्र करोमि दश दशमानस दशमासस्य अड्वान्स् दे देयं भवति दशमासस्य अड्वान्स् देयं भवति हा अस्तु करोमि एकं गृहं दृष्ट्वा अहं दूरवाणी करोमि आगच्छतु चिन्ता नास्ति अस्तु अस्तु मिलामः अस्तु धन्यवादाः